आम् अहम् अवश्यमेव भौतिकपुस्तकानि पठितुम् इच्छामि तस्य कारणमस्ति यत् यत् फ़ीलिङ्ग् वर्तते पुस्तकपठनस्य तत्तु ई पुस्तकमध्ये नैव प्राप्यते पुनः किण्डलित्यादि यन्त्रेण यद्यपि नेत्रत्रासः न भवति तर्हि तत्र तत् पुस्तकपठनस्य आनन्दः वा अथवा तत् सामान्य भावना तत्र नैव प्राप्यते पठने श्राव्यपुस्तकानि मया मयापि पुरा श्र अश्रावम् ते तु समीचीना एव यत् येन माध्यमेन अस्माकं मातामही पितामही वा कथां कथयति तद्वदेव श्राव्यपुस्तकाः अस्माकम् उद्बोधनं करोति कथा माध्यमेन अथवा तद् विशिष्टा भावना तत्तत् प्रकरणे दरीदृश्यते पठनस्य वेलायाम् यथा किमपि रोमाञ्चमयः प्रश प्रसङ्गः वर्तते तत् तदा तत्तत्प्रकारेण ब्याग्रौण्ड् सौण्ड् आयाति तथा च तत् फ़ीलिङ्ग् अपि आयाति यत् अरे एतद् एतद् प्रकारेण एतद् एतद् भवति इत्यादि इत्यादि तर्हि श्राव्यपुस्तकानि समीचीना एव परन्तु भौतिकपुस्तकानि सर्वथा समीचीना अस्तु